भारतेन अद्य सम् संमुखीक्रियमाणाः विवृत्तमाः पर्यावरण समस्याः इति विचारः अस्माभिः प्रश्नरूपेण भव भविष्यति तर्हि तस्य उत्तरं भवति स्वच्छ भारतमिति अहं विचारयामि मम प्रदेशे भूपरिसरः कथं भवति तर्हि नदी प्रदेशः भवति अहं केरलेषु एर्णाकुलं जिल्लायां परवूर् नगर्यां कैदारं कैदारं ग्रामे वसामि तत्रत्य ग्रामप्रदेशम् कथं भवति तर्हि कृषिभूमिरस्ति तत्र क बहु धान्यानि उपयुज्य कृषिं कुर्वन्ति जनैः

तस्यां उपरि किञ्जिद् मम प्रदेशे बहु वृक्षाः सन्ति फलवृक्षाः सन्ति औ ओषधिवृक्षाः सन्ति ओषधिसस्यानि अपि सन्ति तत्रत्य अन्तरिक्षं भवति शान्तमन्तरिक्षं ब भवति भवति वायुमलिनीकरणं नास्ति दुर्गन्धः नास्ति सर्वं सम्यक् अस्ति ग्रामप्रदेशमस्ति एवमुक्त्वा अहं विरमामि धन्यवादाः